सामान्यतया मध्याह्नभोजने तण्डुलं पचामि पुनः सूपः अपि भवति पुनः तस्य सह शाकम् अपि पचामि पुनः रात्रिकाले रात्रिकाले अपि रोटिका भवति पुनः शाकं सूपं च पचामि तत्र मध्याह्नभोजनसमये दहि दुग्धम् अपि आवश्यकम् अस्ति तत्र तण्डुलेन सह दुग्धं दुग्धम् अपि खादामि तत्र सूपेन सह अपि तण्डुलं खादितुं शक्नोमि पुनः रात्रिकाले दहि इत्यस्य प्रयोगः न भवति रात्रिकाले रोटिकया सह अहं शाकं सूपम् इत्यादि खादामि